आम् आम् शक्यं किं कार्यमस्ति इदानीमेव आगच्छामि कुत्रास्ति गृहं अहम् आगतवान् अत्र आम्रवृक्षस्य समीपे भवती कुत्र अस्ति बहिः आगच्छति वा ओहो अस्मिन् नलिकातः एव जलं निस्सरति वा एषा नलिका बहुपुरातना जाता चेञ्ज् करणीयम् प्लेष्टिक् नलिका अपेक्षिता वा स्टील् नलिका अपेक्षिता प्लेष्टिक् कृते द्विशतं रूप्यकाणि स्टील् कृते पञ्चशतं रूप्यकाणि क्वालिटी एवञ्च उत्तमा नलिका हैजेनिक् शैल्या निर्मिता अस्ति अतः पञ्चशतं रूप्यकाणि तत्तु अहं न स्थापितवान् प्रायः मम अशिष्टन् स्थापितवान् स्यात् त्रिशतं न शक्यते पञ्चाशत् अधिकत्रिशतं ददातु भवती उक्तवती खलु मोटर् अपि सम्यक् कार्यं न करोति इति दर्शयति वा ओहो अस्मिन् मोटर् मध्ये फ़ेन् कार्यं न करोति अस्य परिवर्तनं करो करोमि वा अस्तु आहत्य नवशतं रूप्यकाणि ददातु अवश्यम् एतत् स्वीकरोतु मम स्केनर् धन्यवादः धन्यवादः धन्यवादः आगतम् आगत् धन्यवादः